आधुनिक न्यायदानप्रक्रियायाः धर्मशास्त्राणाञ्च भेदः नितरां वर्तते यतोहि आधुनिक न्यायदानप्रक्रिया धर्मशास्त्रैः महता भिन्नेन वर्तते अतः भेदः नितरां धर्मशास्त्राणाम् एव क्रमः यः वर्तते सः उत्तमः इति मम अभिप्रायः यतोहि तत्र कुत्रापि भेदः न भवति अयं जनः अयं जनः इत्युक्तौ एवं न्यायः वक्तव्यः अयम् अपरः जनः अपरः जनः इत्यतः एवं न्यायः वक्तव्यः इति तत्र भेदभावः कुत्रापि धर्मशास्त्रेषु न लक्ष्यते एवं गुणसम्पन्नश्चेत् एवं तस्य न्यायः एवं गुणसम्पन्नश्चेत् एवं सः न्यायः एवम् इति व्यवस्था समीचीनतया तत्र योजिता येन सर्वेषां जनानां परस्पर सम्बन्धः बहुसमीचीनः भवति तत्र गौरवपूर्वकं न्यायः दीयते किन्तु आधुनिकव्यवस्थायां तादृश भेदभावः बहुधा दृश्यते इदानीं तु तद्विषये बहु न्याय प्रक्रियायामेव अन्यायः वर्तते तादृश व्यवस्था अतः अहं भावयामि धर्मशास्त्राणां भेदः उत्तमः इति